हरये नमः हरये नमः किमर्थमागच्छत् त्वं

भोः अत्र अहं ओनर् भोः

तव एफ़ोर् सैज़् एफ़ोर् सैज़् अन्यरीत्या वा कर्तुं शक्यते युष्माभिः किम् अवश्यकं वद् वदन्तु

ह्म् युष्माभिः जन्मदिनस्य वा प्रिण्टिङ्ग् वा वा अथवा किं यानिवर्सरि प्रिन्टिङ्ग् वा किमर्थं हा वार्षिकोत्सवस्य वा हा कर्तुं शक्यते तस्य सहस्ररूप्यकाणि भवति प्रिण्टिङ्ग् एव तत् न विद्युत् विद्युत्चार्ज् अव तानि हा विद्युत् चार्ज् कृत्वा द्विसहस्राणि भवति द्विसहस्रं भवति ह्म् अस्ति वा तव समीपे तावत् हा मम आपणं तत्र हैदराबाद् नगरे वर्तते हैदराबाद् नगरे वर्तते युष्माभिः आगतुं शक्यते वा

युष्माकं ग्रामः कुत्र हा सैनिक्पुरि मध्ये तत्र नीरज् मेट् नाम अस्ति वा अस्ति खलु तत्र रैट् स्वीकृत्य आगच्छन्तु तत्र एकः जूस् शाप् अस्ति तत् तत्पृष्टे एव अस्ति तत् अस्माकमापणं तत्र आगत्य विचार्य यथा यथा कर्तुं शक्यते तद्विचार्य आपणं नाम श्रीलक्ष्मी प्रिण्टर्स् इति

प्रातः नववाव नवम नवमवादने आरभन्ति आरभति नव नाम नवमवारभ्य आरभ्य सायान्ने रात्रौ नववादपर्यन्तं वर्तते मध्याह्ने द्विवाद् एकवादनात् द्विवादनपर्यन्तं भोजनसमयः